नमस्ते प्रकाश एजेन्सि वा अस्य मासस्य नाम मे मासस्य दशमे दिनाङ्के एकं कार्यानं अपेक्षितम् आसीत् बेङ्गळूरुनगरे लघुप्रवासः करणीयः अस्ति वयं पञ्चजनाः स्मः तदनुगुणं कार्यानं भवेत् अत्र गिरिनगरे वसामः वयं संस्कृतभारती अक्षरम् इति पिकप् पाय्न्ट् अस्ति ततः लाल् बाग् कब्बन् पार्क् इस्कान् टेम्पल् इत्यादिकं गत्वा सायंकाले पुनः अत्रैव प्रत्यागन्तव्यं गिरिनगरं प्रति एव तदनुगुणम् अस्माभिः एकं कार्यानं प्राप्तव्यम् अस्ति व्यवस्थां कर्तुं शक्नुवन्ति वा